हा महाभागाः फ़ोट् फ़ोटो स्टुडियो ओनर् अस्ति वा हा अस्तु किञ्चित् कार्यमस्ति महाभागा विवाहे फ़ोटो किञ्चित् कार्यमस्ति कियत् धनमपेक्षते इति हा तदेव तदेव किमर्थमित्युक्ते विवाहे फ़ोटो शूट् करणीयं हा वीडियो अपि फोटो अपि द्वयोः हा तद् अनन्तरं किं फोटो विविध विविध प्रकारेण फ़ोटोः शूट् करणीयं वीडियो अपि सर्वं करणीयम् एतत् सर्वं कति धनं कियत् धनमपेक्षते इति इदानीं हा तदेव यत् विशिष्टमस्ति खलु भवतः हा हा तदेव खलु ड्रोन् क्याम्रा कियत् धनमपेक्षते इति दशसहस्रं वा

अस्तु तर्हि न्यूनं ड्रोन् क्यम्राः कृते न्यूनं किमपि भवितुं शक्नोति वा इतोपि दशसहस्रात् न्यूनं वा अस्तु कुत्र न्यूनं कर्तुं शक्यते वा ये डियेसेलर् क्याम्रा मध्ये वा अस्तु अस्तु यदि अहं द्वयोः एव स्वीकरोमि तर्हि कति कियत् धनम् अपेक्षते अस्तु अस्तु एतदपि त्रिंश वा इतोपि किञ्चित् पञ्चसहस्रं न्यूनं कर्तुं शक्यते वा भवान् यदि न्यूनं कर्तुं शक्यते तर्ही ड्रोन् क्यम्रा वा डि एस् लर् वा द्वयोः एव स्वीकरोमि अस्तु पुनः एकः प्रश्नः किं तत्र किं यत् क्यमरा मया क्रीयते वा भवन्तः तत् किं सफ़्ट् कोपि वा हार्ड् कोपि किं द्वयो एव दातुं शक्नुवन्ति वा एकमेव द्वयमेव वा

अस्तु पुनः परन्तु वीडियो मध्ये यटिङ्ग् यदा यडिटिङ्ग् जायमाना वर्त् ज ये एडिटिङ्ग् भवति तस्मिन् समये किं सङ्गीतं एव वैशिष्ट्यं खलु तत् न कथं योजयन्ति इति सङ्गीतम् अस्तु अस्तु महोदयः तर्हि आगच्छन्तु हा अस्तु